भारतस्य आहारपद्धतिः सात्त्विकी वर्तते तत्र जनाः भोजनप्रियाः अपि च तत्र अस्माकं प्रान्ते बहूनि लोकप्रियखाद्यानि सन्त्येव तत्र गोलिबजे नीर्दोसे अपि च मत्स्यबो भोजनम् इत्यादिप्रसिद्धानि तत्र मत्स्यभोजनं उडुपि नाम कर्नाटकदेशे करावल्याः विशिष्टा एका बिज आहारपद्धतिः तत्र प्रायः सर्वे धीवराः समुद्रात् मत्स्यान् आनीय आनयन्ति अपि च ते तद् मत्स्यमेव भोजनरूपेण कुर्वन्ति तथा अन्ये जनाः तत् तन् मत्स्यान् क्रयन्ति तत्र उप् उपयुज्यमात् उपस्कराः मुख्यतया हरिद्रा ब्लाक् पेप्पर् चिल्ली इत्यादि उपयुज्यन्ते